विद्यालये कक्षाः प्रचलन्ति अनन्तरं सायङ्काले वा पुनः यदि छात्राः उत्सुकाः भवन्ति चेत् अवश्यं हि सर्वे छात्राः पाठनीयाः भवन्ति परं छात्राणाम् उत्साहः पिपठिषा कियती भवति इति ज्ञातुम् अभिलाषुकः अस्मि छात्राः यदि उत्साहिनः भवन्ति चेत् पिप् पठितुम् इच्छा तथा तेषाम् अस्ति चेत् अवश्यं हि सायङ्काले वा पाठयितुं सिद्धो अस्मि तत्र संशयः नास्ति किमर्थमिति चेत् केवलं विद्यालये पाठनेन छात्राः तावत् ज्ञानं न प्राप्नुवन्ति छात्राणामपि विभिन्नेषु विषयेषु संशयाः भवन्ति ते पुनः इदानीं विद्यालये यान् विषयान् ते छात्राः अधिगच्छन्ति तान् सर्वान् विषयान् पुनः ते पश्यन्ति वा तेषां विषयाणां धारणं कुर्वन्ति वा ग्रहणं ग्रहणानन्तरं धारणम् कथं तेषां विषयाणाम् उपयोगिता उपयोगः कथं भवति अभ्यासः सम्भवति वा इति तत्र विभिन्नाः विषयाः द्रष्टव्याः भवन्ति शिक्षकैः अस्माभिः शिक्षकैः विभिन्नाः विषयाः द्रष्टव्याः भवन्ति परम् अवश्यं हि छात्राणां पठनेच्छा यदा यदा भवति सो तत्र उत्साहवर्धनार्थमेव सर्वदा प्रयतमानाः भवामः वयं शिक्षकाः संशयाः कदा यदा कदापि छात्रैः वक्तुं शक्यन्ते एवं संशयनिवारणेन अभ्यासकरणेन ज्ञानाभिवर्धनं तथा सम्भवति